हा हरिः ओं नमस्ते महोदय मया एतद् कृतं मधुरं सर्वं दृष्टवती खादितवती अस्ति वा न कथमस्ति अस्ति वा सर्वं बहु उत्तमं वा अस्तु अस्तु अस्तु अ अनन्तरं हा कथं कृतम् इति वा सर्वम् एतत् इदानीं चलति खलु कुक्किस् फ़ोमालु पञ्च तं दृष्ट्वा एव कुक्रीस् कोमालि ह तन्दम पञ्चमः एतत् चलति खलु तद् दृष्ट्वा एव कृतम् अस्तु अस्तु अस्तु महोदय एतत् मधुरं रुचिकरमस्ति वा नास्ति वा अ अस्तु अस्तु अस्तु महोदय अत्यदन मधुरमपि मधुरमपि मदुरमपि अत्यन्तं क्वथितं खादितवती अद्यतन क्वथितम् अस्तु अस्तु किञ्चित् तत् कर्तुं किञ्चित् बहु कष्टमेव अस्ति सस्यं सस्यं करमेन आसीत् उडुपः कृत्वा अनन्दरम् अन्नं पचनं कृत्वा तत् सर्वं कृत्वा पुनः सर्वं मिश्रणं कृत्वा किञ्चित् आं कृतमपि तत्र स्थापितं बहु किञ्चित् कष्टकरमेव परं रुचिकरं कथमस्ति

अस्तु आलुकमपि

अस्तु अहम् अ अस्तु अनन्तरं चित्राणि कथमस्ति

अस्तु दध्यन्नमपि भोजनं वा अन्नं वा दध्यन्नं दध्योदन्नं बहु इच्छति वा अस्तु अस्तु अ अस्तु अस्तु महोदय आ अस्तु अस्तु अस्तु महोदय आमां महोदय अत्रैव पचामि प्रतिदिनं करोमि एव हा मधुरम् अधिकम् अनन्तरं काञ्जीवरम् इट्लि अपि खादितं वा आम् तत् बहु प्रसिद्धम् एव अस्ति कर्तुमपि बृहत् कार्यमेव अस्ति अपि

तान् पृष्ट्वा एव अ हा तृप्तिकरमम् अस्ति उक्तवती वा ज्येष्ठानां कृ हु ज्येष्ठानां कृते पृष्ट्वा एव कृतवती ज्येष्ठजनानां मार्गदर्शनेन एव मार्गदर्शनेनैव कृतम् एकचरः मम बान्धवाः अन्य ज्येष्ठजनानां कृते उष्णम् अनन्तरं वैष्णवजनानां कृते सर्वेषां कृते एव पृष्ट्वा एव हु हा अस्तु अस्तु अस्तु महोदय

अत्र ग्रोप्यान् खादितं ग्लोप्यान् खादितवान् रोप्यान् खादितवान् रोप्यान् अस्तु अस्तु अतः मम तत् बहु रुचिकरम् एव एतत् क्षीरं क्वथितं कृत्वा एव तस्य कृतं ह ह क्षीरं गृहे एव तद् कृत्वा एव अस्तु महोदय पुनः एकवारम् आगच्छतु किमपि नूतनं वस्तु वयं निर्माणं करोमि चेत् भवन्तम् आह्वानं करोमि भवान् आगच्छतु अस्तु महोदय आगच्छतु हा आगच्छतु अस्तु अस्तु हा निश्चयेन आह्वानं प्रतिदिनं नूतनं शाकं किमपि करोमि एव अस्तु महोदय आगच्छतु अस्तु अस्तु महोदय धन्यवादः धन्यवादः